महाभारते अनेकानि उपाख्यानानि सन्ति तस्य मम रोचकः विषयः भीष्मप्रतिज्ञा अनन्तरम् एकलव्यस्य कथा कर्णस्य कथा कर्णस्य दानचरित्रम् अनन्तरं अर्जुनः दुर्योधनः तथैव पाण्डावानाञ्च कथा एतद्विषये एकलव्यकथामध्ये एकलव्यस्य गुरुभक्तिः द्रष्टुं शक्यते तस्य द्रोणाचार्यस्य विषये सः अतीव भक्तिः भावः तत् एव मनसि चिन्त्या सः धनुर्विद्यां प्राप्नोति अनन्तरम् अर्जुनस्य विषये यदहं पश्यामि अर्जुनः अर्जुनस्य एकाग्रता विषये मीनस्य कथा अस्ति खलु तदपि बहु रोचते मम अनन्तरं कृष्णकुचेलयोः तत् स्नेहः कर्णादुर्योधनयोः स्नेहः तत् सर्वं महाभारतस्य उपाख्यानविषये तत् आगच्छन्ति